मम क्षेत्रे गृहस्य समीपे इत्युक्ते किलोमीटर् द्वयं दूरे एकः आयुर्वेदिक् महाविद्यालयः अस्ति तस्मिन् विद्यालये मम गृहस्य पार्श्वे एकः गृहमस्ति तत्रत्यः एकः मम परिचितः तस्मिन् महाविद्यालये अध्ययनं कृतवान् अस्ति तस्य विश्वविद्यालये पारम्परिकरीत्या इत्युक्ते अस्माकं भारतस्य आयुर्वेदिकशिक्षणविषये शिक्षणं भवति एवं मम परिस् परिवारे केपि तत् अध्ययनं न कृतवन्तः मम गृह गृहजनाः सर्वे अपि सामान्य अध्ययनं कृत्वा ते उद्योगे सन्ति किन्तु मम गृहसमीपस्थाः केचन तत्र तस्मिन् विद्यालये अध्ययनं कृत्वा अग्रे ते वैद्यवृत्तिं सम्पाद्य ते चिकित्सां कुर्वन्तः सन्ति इत्यति इति वक्तुम् अत्र अहम् इच्छामि